अस्माकं पाकशालायां अनेके पात्रविशेषाः सन्ति एकः पात्रविशेषः भवति घटः जलस्य संरक्षणाय तथा कूपात् उद्धृतं जलं अथवा तटाकात् आनीतं जलं तत् जलस्य संरक्षणाय घटः इति पात्रविशेषः उपयुज्यते एवमेव एवं स्वी एवं घटे संरक्षितस्य जलस्य पानार्थम् अन्यः पात्रविशेषः उपयुज्यते सः भवति चषकः चषकः इति पात्रविशेषः न केवलं जलपानार्थं चायपानार्थम् अथवा फल् फलानां फलैः निर् निर्मितस्य पा पानीयस्य पानार्थं काफ़ि पानार्थं च उपयुज्यते इत्येतदर्थम् उपयुज्यते चषकः एवमेव गृहे आगतानाम् अतिथीनां सत्काराय तेषां कृते जलं प्रदातुम् अथवा चायं प्रदातुं च चषकः एव उपयुज्यते एवमेव अन्यः पात्रविशेषः भवति ब्राश्रः ब्रेड् इत्यादीनां वस्तूनाम् अथवा इत्यादीनां भक्षणपदार्थानाम् उष्णीकरणाय ब्रेड् इत्यस्मिन् इत् इतिति भक्षणविशेषे घृतं संस्थाप्य अथवा नवनीतं संस्थाप्य उष्णीकर्तुम् उपयुज्यमानः पा पात्रविशेषः भवति ब्राष्ट्रः ब्राष्ट्रस्तावत् वृत्ताकारेण भवति कृष्णवर्णे च भवति तद् चुल्यां संस्थाप्य तस्मिन् ब्राष्ट्रे ब्रेड् इत्यादि वस्तु इत्यादि भक्षणपदार्थाः संस्थाप्यन्ते चेत् तद् उष्णीकरणेन पाकं कृत्वा ब्रेड् रोस्ट् इत्यादि निर्मितं भवति एवमेव अन्यः पात्रविशेषः भवति स्वेदनी अयम् अपि वृत्ताकारविद्यमानः पात्रविशेषः दोशा रोट्टिका इत्यादीनां निर्माणाय उपयुज्यमानः पात्रविशेषः भवति स्वेदनी चुल्यां संस्थाप्य उष्णीकरणात् परं वृत्ताकारेण विद्यमानपिष्टं रोट्टिकायाः पिष्टम् अथवा एवमेव दोशा इति भक्षणस्य पिष्टमपि स्वेदन्यां प्रसार्यते चेत् तस्य उष्णीकरणेन दोशा तथा रोट्टिका च सिद्धा भवति एवमेव पिधानं घटे विद्यमानस्य जलस्य संरक्षणाय तदन्तः प्राणीनां प्रवेशः मा भवतु इत्येतदर्थम् एवमेव स्वेदन्यां दोशा इत्यादीनां निर्माणाय तस्य स्वेदनस्य उपयोगः क्रियते अथवा एतदर्थं पिधानस्य उपयोगः क्रियते अतः पिधानम् इति पात्रविशेषः पिधातुम् एव उपयुज्यते अन्यः पात्रविशेषः भवति प्रस्फोटनी तण्डुलादिषु विद्यमानान् प्राणीन् निष्कासयितुं तण्डुलेषु विद्यमानान् प्राणिनः निष्कासयितुम् अथवा आपणात् आनीतान् आनीताः शाकाः प्रसारिताः भवन्ति प्रस्फोटन्यां एवम् अन्यः पात्रविशेषः भवति वेलनी अयं तावत् दण्डरूपेण वर्तते पिष्टरूपेण विद्यमानास्य पिष्टरु पिश् रोट्टिकायाः कृते विद्यमानः पिष्टः पिष्टस्य प्रसारणाय वेलनी इति दण्डविशेषः अथवा पात्रविशेषः उपयुज्यते भोजनस्य भोजनं भोक्तुम् उपयुज्यमानः पात्रविशेषः भवति स्थाली वृत्ताकारेण विद्यमानः अयं पात्रविशेषः अस्मिन् पात्रविशेषे एव भोजनं परिवेशितं भवति अन्यः पात्रविशेषः भवति अलिञ्जरः लवणं शर्करा इत्यादीनां पदार्थानां संरक्षणाय उपयुज्यमानः पात्रविशेषः भवति अलिञ्जरः मिश्रकं उपसेचनस्य निर्माणाय अथवा विद्यमानानां धान्यविशेषाणां चूर्णीकरणाय मिश्रकम् इति पात्रविशेषः उपयुज्यते मिश्रकम् इति विद्युता उपयुज्यमानं उ उपयुज्यमाने उपकरणे मिश्रकम् इति पात्रविशेषः संस्थापितः संस्थाप्यते चेत् तस्मिन् नारिकेलं नारिकेलस्य श्वेतविशेषः पदार्थः संस्थाप्यते चेत् उपसेचनं भवति एवं धान्यविशेषाणां चूर्णीकरणाय मिश्रकम् एव उपयुज्यते अन्यः पात्रविशेषः भवति चमसः अलिञ्जरे विद्यमानानां पदार्थानां शर्करा ल लवणम् इत्यादीनाम् अथवा लवङ्ग इत्यादीनां पदार्थानां स्वीकरणाय चमसः उपयुज्यते अथवा चषके विद्यमानस्य जलस् विद्यमाने जले ईशत् लवणं संस्थापितं भवति अथवा शर्करा संस्थाप्यते चेत् तस्य मिश्रीकरणाय चमसः उपयुज्यते अन्यः पात्रविशेषः भवति द्रोणी बृहत् भाण्डे विद्यमानम् अन्नं परिवेषणकाले द्रोण्यां संस्थाप्यते अयमेव द्रोणी इति पात्रविशेषः द्रोण्यां विद्यमानम् अन्नं परिवेषयितुम् उपयुज्यमानः पात्रविशेषः भवति दर्वी इति अपि च कलशः इति अन्यः पात्रविशेषः धुं दुग्धं संरक्षयितुम् अथवा जलं संरक्षयितुं जलपानार्थं वा दुग्धपानार्थं दधि संरक्षणाय च उपयुज्यमानः पात्रविशेषः भवति कलशः चालिनी लघुभाण्डे निर्मितं चायं चाये विद्यमानचायचूर्णस्य निश्कासनाय उपयुज्यमानः जालविशिष्टः पात्रविशेषः भवति चालिनी अग्रिमः पात्रविशेषः भवति ऋजीषः पूरिका पर्पटं वडा इत्यादि भक्षणविशेषाणां भर्जनाय उपयुज्य उपयुज्यमानः पात्रविशेषः भवति ऋजीषः वृत्ताकारेण विद्यमानः अयं पात्रविशेषः चुल्यां संस्थाप्यते संस्थापितः भवति तस्मिन् तैलं संस्थाप्य तत् उष्णीकृत्य तस्मिन् एव पर्पटं पूरिका अथवा वडा इत्यादि भक्षणविशेषाः निर्मिताः भवन्ति एतदतिरिच्य अनेकानि पात्राणि पाकशालायां सन्ति तेषामपि प्रत्येक् प्रत्येकं तेषां पात्राणाम् उपयोगः वर्तते एव